भारतदेशे चतुष्षष्टिकलाः बहुप्रसिद्धाः सन्ति तासु कलासु नृत्यमपि एका अस्ति नृत्यं नाम स्वकीयशरीरस्य अङ्गान् अत्यन्तविशिष्टभावभङ्ग्या विभिन्न स् रसान् प्रस्तुवन्ति चेत् तदा नृत्यमित्युच्यते यथा वा नृत्यस्य प्रकाराः भरतनाट्यं तथा च कटक् कथक्कळि एवं विधविभिन्नशैल्यः सन्ति कर्णाटके भरतनाट्यम् अत्यन्तं प्रसिद्धमस्ति मैसूरुमहाराजानां संस्थाने कडूरु तङ्गलिवेङ्कटलक्ष्मम्म इति बहु प्रसिद्धा असीत् सा नृत्याङ्गना अतः वेङ्कटलक्ष्मिसभाङ्गणमिति एका सघ सभाङ्गणमपि चिक्मङ्ग्ळूरुक्षेत्रे निर्मितमस्ति एवं च प्रसिद्धः नृत्यकारः इत्युक्ते नृत्य शैली विषये पद्मासुब्रह्मण्यमिति सा अत्यन्तं सुविख्याता अस्ति कर्णाटकस्य समुद्रतीरे विद्यमानतीर्थक्षेत्रे उडुपिक्षेत्रे कदाचित् दशभ्यः वर्षेभ्यः पूर्वं पद्मया बहु सुन्द्ररमेकं नृत्यं प्रदर्शितमासीत् श्रीकृष्णस्य विभिन्नविभिन्नविभिन्नलीलाः एकैकप्रसङ्गम् अधिकृत्यापि तस्याः मुखचर्या भावचर्या नेत्रयोः चर्या विशिष्टमासीत् तादृशनृत्यानि अस्माभिः द्रष्टव्यनि वारं वारं गीतानि श्रोतव्यानि मनसि रसभावः भवेत्